नमो नमः अहं मम इष्यमाणानि गीतानि किं वदामि बाल्यकाले तु गीतरामायणम् इति सुधिरफड्के महोदयानाम् एकः कार्यक्रमः आगच्छति गदि माडुवकर् इति मराठी गीतकारः रचितवान् तत् रामायणस्य कथा सम्पूर्णकथा तत्र गीतमध्ये अनुसृत्य कथितम् सम्पूर्णं गीतं अतः सम्पूर्णगीतरामायण् इति कार्यक्रमः आसीत् गीतरामायणम् इति कार्यक्रमे यानि गीतानि सन्ति तानि सर्वानि सर्वानि गीतानि अहम् शृणोमि इदानीमेव शृणोमि सुदीर्फ़ड्के महोदयः अगायत् पूर्वं टेप रिकाड् इति आसीत् उपकरणम् तत्र केसेट् स्वीकृत्य तत्र गीतं वयं शृणुमः स्मः तदनन्तरं रेडियो इति आगच्छति इदानीं दूरदर्शने अपि बहवः कार्यक्रमाः सन्ति यथा मराठी मध्ये सूरन वा ध्यासन वा लिटिल् चाम्स् इत्यादयः किन्तु बहवः गीतानि सन्ति तत्र लतामङ्गेश्कर् महोदयायाः भक्तिगीतानि सुदीरिफड्के महोदया महोदयस्य गीतरामायणं सम्पूर्णं गीतरामायणम् कि इति मह्यं बहु रोचते इदानीम् इदानीमहं तु यूटूब् उपरि अस्ति वा पेन् ड्रैव् मध्ये अस्ति तत्र अहं शृणोमि बहवः गीतानि तत्र सन्ति किन्तु तेषां गीतरामायणं मह्यं बहु रोचते धन्यवादः